मम जन्मस्थाने तीर्थहल्लिनगरे निगरे पर्वतस्थानम् एकम् अस्ति तस्य नामः सिद्धेशवरगुड्डः इति गुड्ड इति कन्डभाषायां वदन्ति सम्पूर्णं शिलामयं पर्वतस्थानम् अस्ति परन्तु तत्र केवलम् एकस्मिन् सम्वत्सरे केवलं कार्तिकमासे एव जनाः तत्र गच्छन्ति पूर्वतनकाले एतात् एतत् सर्वे व वदन्ति स्म तत्र एकः व्याघ्रः अस्ति तत्र एकः व्याघ्रः निवसति केवलं कार्तिकमासे एव तत् व्याघ्रः अन्यत्र गच्छति अन्यत् समये तत् व्याघ्रः तत्र पुनरागच्छति इति कोऽपि न गच्छति स्म इदानीं तु व्याघ्रः तत्र न दृश्यतेव परन्तु जनाः कार्तिकमासे एव बहू बहवः जनाः तत्र गच्छन्ति उपरि एकः शिवमन्दिरम् अस्ति तत्र जनाः गमनसमये तत्र भोजनम् उपहारवस्तूनि तत्र सर्वं नीत्वा तत्र मन्दिरे स्थित्वा मन्दिरे भजनकीर्तनम् इत्यादि सम्य तत्र सर्वं कृत्वा के कतिचन जनाः तु रात्रौ सम्पूर्ण रात्रौ अपि भजनं कृत्वा तत् प्रभाते ततः निर्गमिष्यन्ति एतादृश एकः पर्वतसम पर्वतप्रदेशम् अस्ति जनाः कार्तिकमासे बहुजनाः गमिष्यन्ति